हा ग्रीष्मा वेड्डिङ्ग् प्लेनर् वा हा मम नाम श्रीलता इति अहं शृङ्गेरीतः काल् कुर्वति अस्मि मम विवाहः निश्चितः वर्तते मे मासे दशमदिनाङ्के निश्चितः अस्ति शृङ्गेरी विद्याभारतीकल्याणमण्टपे हा तत्प्रष्टुमेव काल् कृतवती भवन्तः तत्र विवाह विवाहात्पूर्वं मेहन्दी हल्दी सङ्गीत् इत्यादिकं कुर्वन्ति वा एवं मम कृते सर्वं वेडिङ्ग् प्लेन् भवन्तः कुर्वन्ति वा इति तत्र हल्दी कृतेपि मेकप् इत्यादिकं सर्वं भवतां पक्षतः एव भवेत् पुनश्च मेहेन्दीकार्यक्रमेपि भवेत् हा अपेक्षते किन्तु तदर्थम् एक्स्ट्रा चार्ज् नाम अधिकं धनं दातव्यो वा तदपि अपेक्षते कीयद्दनं स्वीकुर्वन्ति इती वक्तुं शक्यते वा इदानीं अथवा तत्सर्वं मिलित्वा अन्ते यच्छन्ति वा अस्तु आम् अपेक्षते प्रीवेड्डिङ्ग् फ़ोटो शूट् तत्र अन्तर्भवति वा अथवा तदर्थमपि अधिकं धनं नाम एक्स्ट्रा धनं दातव्यं वा हा अत्र जलपातादिकं वर्तते तत्र अपेक्षते पुनः नद्याः पार्श्वे फ़ोटो शूट् अपेक्षते

प्रातः एव आगन्तव्यं यतः नव नववादने एव मुहूर्तः अस्ति अतः मेकप् इत्यादिकं भवन्तः एव करणीयः हा अस्तु तर्हि